शारीरिकव्यायामः यदस्ति तस्य माध्यमेन वयं अस्माकं शरीरस्य चर्चां कर्तुं शक्नुमः शारीरिकव्यायामस्य माध्यमेन वयं शरीरे शरीरे यत् रोगः अस्ति तस्य निवारणं कर्तुं शक्नुमः एवं च योगस्य माध्यमेन अस्माकं मनसि यत् रोगाः सन्ति अथवा डिप्रेशन् इत्यादि अस्माकं मनसि यत् भावना अस्ति तद् दूरीकर्तुं शक्नुमः योगस्य माध्यमेन वयम् अस्माकं चिन्तनशक्तिः यदस्ति तस्य वर्धनं कर्तुं शक्नुमः एवं च शारीरिकव्यायामस्य माध्यमेन अस् वयम् अस्माकं शरि शरीरस्य अधिकम् बल बलवर्धनं कर्तुं शक्नुमः अस्माकं शरीरे यत् रोगः अस्ति एवं च अस्माकं शरीरे यत् त्रुटिः अस्ति तस्य निवारणहेतुः अस्ति शारीरिकव्यायामः एवं च योगः अस्ति अस्माकं मनसि यद् रोगः अस्ति मनसि यद् चिन्ता अस्ति तस्य निवारणार्थम् अस्ति अस्माकं योग योगः